अस्मिन् काले भारतस्य नगरेषु तु स्वास्थ्यसेवा परिवहनं शिक्षा इत्यादीनां सम्यक् व्यवस्था अस्ति इति वयं निश्चेतुं शक्नुमः परं ग्रामेष्वपि बहुत्र इमाः सेवाः सम्यक् दीयमानाः सन्ति ग्रामवासिभ्यः परन्तु तथापि केचन ग्रामाः भारतस्य एतावतापि इमाभ्यः सेवाभ्यः वञ्चिताः सन्ति इत्यहं जानामि तु तत्र विशिष्य ग्रामेषु इमाः आवश्यकसेवाः आवश्यकनीतयः अवश्यं सर्वकारेण कल्पनीयाः सन्ति अतः अहम् एतत् सर्वकारे सर्वकाराय निवेदनं कर्तुम् इच्छामि यत् पञ्चायतीराज् यदस्माकम् अस्ति तत्र पञ्चायतीराज् मध्ये यत् चयनं जायते तत्र नूतनान् नियमान् सर्वकारः कल्पयेत् येन ग्रामाणां विकासः सम्यक् भवतु इदमेव निवेदनं सर्वकारे मम अस्ति